भारतीयदार्शनिकपरम्परायाम् अनेके मुख्याः पुरुषाः सन्ति अत्र अहं तेषु कश्चन उल्लिख्य तेषां विषये किञ्चित् वदामि तत्र सर्वप्रथमं शङ्करभगवत्पादाः ये उत्तरमीमांसायाः उं मीमांसायाः उपनिषदाम् उपरि भाष्यं लिखितवन्तः ब्रह्मसूत्रम् इत्यादिकं रचयित्वा उत्तरमीमांसायाः विषयत्वं निरूपितवन्तः तत्परम्परायामेव मण्डनमिश्राः वाचस्पतिमिश्राः अप्पयदीक्षितः दीक्षितमहाभागः इत्यादयः महान्ताः दार्शनिकाः सन्ति मण्डनिमिश्राः तत्काले उत्तरे मी तत् दार्शनिकाः प्रधानमुख्याः सन्ति यत्काले समग्रजगत् समग्रभारतं बौद्धमततः प्रभावितः आसीत् तत्काले शङ्कराचार्याः शङ्कर्भगवत्पादाः समग्रं भारतम् अटित्वा सर्वत्र वाक्यार्थं कृत्वा कृत्वा सर्वत्र जयं प्राप्य मिथिलानगरं प्राप्तवन्तः यत्र तेषां वाक्यार्थः मण्डनमिश्रै सह सम्पन्नः मण्डनमिश्राः अपि महान्तः विद्वांसाः आसन् ते तत्र तेषां शिष्यत्वं स्वीकारं वाक्यार्थपराजयं प्राप्य वाक्यार्थ पराजयं पराजयं जातः ततःपरं ते शङ्कराचार्यानां शिष्यत्वं स्वीकृत्य अद्वैत मतस्य प्रचारं कृतवन्तः वाचस्पतिमिश्रानामपि णभामतिः इत्यादि टीकाः छात्रानाम् उपकाराय सन्ति अतः ते दार्शनिकाः तेषां तु न केवलं अद्वैतमते तेषां न्याये सर्वत्र सर्वेषु दर्शनेषु तेषां टीकाः उपलभ्यन्ते ग्रन्थस्य उपरि अत ते महान्तः महान्तः दार्शनिकाः इति अहं भावयामि तथैव कुमारिलभट्टाः अपि ते पूर्वमीमांसायाः महान्तः विद्वांसाः आसन् इत्येवं बहवः दार्शनिकाः सन्ति तत्र य अप्पयदीक्षितः म द् दीक्षितमहोदयेन अपि बहवः ग्रन्थाः लिखिताः एषाञ्च निन्त् नितरां छात्राणाम् उपकारः जायमानः अस्ति इदानीमपि इति इति इति अनन्तरम् गुरु गुरु प्राभाकर्मिश्रः अपि महान्तः दार्शनिकः तैः मिमांसा मिमांसा पूर्वमिमांसायां बहवः ग्रन्थाः लिखिताः बहून् विचारान् ते प्रस्तुतः प्रस्तुतवन्तः एवम् अनेके अनेक दार्शनिकाः भारतपरम्परायां बा भारतीयदर्शन परम्परायां सन्ति तेषु केचन इमे